एकदा अहं किमपि पुस्तकं पठित्वा उच्चैः हसितम् आसीत् तत्र बहवः जनाः आसन् एवं दृष्ट्वा विस्मयमभूत् केचन् जनाः अस्मिन् एव प्रकारेण असीत् ये श मिलित्वा वार्तालापं कृत्वा सैः जनाः कथम् उच्छैः हसित्वा क्वचित् जनाः मम समीपे आगत्य आशङ्कां व्यक्तवान् किं भवान् स्वास्थ्यं सम्यक् वा तां दृष्ट्वा अहं क्वचित् ग्लानिम् अनुभवामि तस्य कारणमासीत् सः एव पुस्तकं सः एव पुस्तकं हास्यपुस्तकम् आसीत् कोऽपि जनः एतस्य पुस्तकं पठत् ते अपि उच्चैः हसन् हास्यपुस्तकं तु अस्य प्र प्रकारस्य एव पुस्तकं भवति मम अभिप्रायः वर्तते हास्यपुस्तकं तु सर्वेषां कृते हास्यकारकं भवत् तत्र जनाः मोदम् अनुभवन्ति तेषां मनसि आनन्दः आगच्छति तर्हि ते उच्चैः हसन्ति